भारतस्य राष्ट्रीयभाषायां संस्कृतप्रभावः मम दृष्ट्या कथम् इति नाम संस्कृतभाषा तु सर्वः भाषाः जननी इति नाम प्रथमप्राचीनभाषां मातृभाषा संस्कृतम् इति सरलभाषा शास्त्रभाषा शस्त्रभाषा सर्वम् एव संस्कृतमेव इति नाम कथमिति नाम इदानीं राष्ट्रीयभाषा हिन्दी इति अस्ति नाम हिन्दीभाषायां बहवः यद् शब्दाः सन्ति तस्य मूलं तु संस्कृतं नाम तत्तु संस्कृतिं नाम वह् सुन्दर् है सामान्यतया इति व जनाः वदन्ति वह् सुन्दर् है सुन्दरी सुन्दर् इति शब्दः यदस्ति तद् संस्कृतमेव नाम अहं विष्णुः नमामि मे उने मे उने नमन् कर्ता हु नाम नमनम् इति अपि संस्कृतेन सम्पद्यते इति इति संस्कृतभाषा अस्माकं भारतीयभाषाः इति मातृभाषाः जननी नाम अत्र बहवः सन्ति नाम हिन्द्याः तु राष्ट्रीयभाषा एव किन्तु यद्भारतीय सर्वाः भाषाः सन्ति नाम किञ्चित् को ट्वेण्टि फैव् पर्सेण्ट् संस्कृतं तत्र प्रवर्तते दृडः भवति नाम हि राष्ट्रियभाषायां तु सिक्स्टि सिक्स्टि नैन् टु सेवेन्टि फ़ैव् पर्सेण्ट् पर्यन्तं तु सर्वाः शब्दाः यत् सन्ति तत्तु संस्कृतम् एव इति नाम मे मन्दिर् गया था यः इति उदाहरणं नाम मन्दिरम् इति संस्कृतम् इति संस्कृतशब्दम् इति अत्र उदाहरणं लभ्यते चेत् इति स्पष्टं कर्तुं शक्नुमः इति